नमस्कारः महाभागाः हा अहमेव आवर्षं कार्यं कृतं मया परन्तु कार्यस्य किं धनम् अधिकमेव प्रतीयते पञ्चसहस्रं वा दशसहस्रं वा अधिकं धनं प्रतीयते महाराज कार्यं तत् आपणिकं निमित्तं खलु

के इत्युक्ते भवान् एव वदतु किं कार्यम् अधिकं तस्य किं धनम् अधिकमेव जातम् हा किं स्वीकृतवान् इत्युक्ते बहूनि वस्तूनि खलु परन्तु न् वस्तु किं तत् डिस्कौण्ट् इति भवति चेत् न्यूनं भवति चेत् सम्यक् भवति इति किमर्थं महोदय वस्तूनां कृते डिस्कौन्ट् एव भवति खलु

किञ्चित् किं यदि भवति महोदय किञ्चित् चिन्तयन्तु यदि भवति चेत् अधिकं जातम् इति वस्तूनां किं धनं एकवारं पुनः एकवारं पुनः महोदय गणनां कुर्वन्तु किमपि वा एकः पुनः महोदय न शक्यते परन्तु यदि अधिकम् आगच्चति चेत् कथं महोदय वस्तूनां वित्तं आम् महोदय एवं वा परन्तु मम कृते तु अधिकमेव प्रतीयते अहम् अहं प्रतिवारं वा वारं भवतां एव आपणिकं मध्ये अहम् आगच्छामि पुनः इदानीं तु डिस्कौन्ट् एव भवेत् चेत् सम्यक् भवति इति प्रायः अस्तु अस्तु महोदय अस्तु धन्यवादः